कदापि मया केनचित् सह कार्यं कर्तव्यम् आपतितं वा येन सह व्यवहारः कष्टकरमेव न आसीत् किमर्थम् इत्युक्ते मम भाषाज्ञानम् अस्तीति एकं मुख्यं कारणं तदा अहं हिन्दी आङ्गीलम् अनन्तरं तमिलः तेलुगू संस्कृतं तु जानामि इति कारणेन अहं हिन्दी उपयोगं कृत्वा अपि सम्भाषणं करोमि कुत् यत्रकुत्रापि गच्छामः चेतपि हिन्दी वा आङ्गीलम् उपयुज्य एव करोमि इति कारणेन एतावत् मम तु व्यवहारे कष्टकरम् इति न आसीत्